उत्सवप्रियाः खलु भारतीयाः अतः आभारते कालविशेषे उत्सवाः आचर्यन्ते एवं मम परिसरे अपि कश्चन विशिष्टः उत्सवः आचर्यते स च गङ्गासपर्या इति व्यवह्रियते तद् दिने वापीकूपतडागेषु विद्यमानं जलं गङ्गामयम् भवति इति सर्वेषां भावना अतः तद्दिने जलेषु गङ्गावतरणम् एव उत्सवाचरणे निदानम् अस्य उत्सवस्य कालः आश्वयुजकृष्ण अष्टमी अस्य उत्सवस्य विशेषस्तु एवं यदुक्तं गङ्गावतरणं भवति इति तादृशभावनया सर्वेऽपि जनाः तद्दिने स्व स्व गृहेषु विद्यमानेषु कूपेषु वापीतटागेषु च गङ्गापूजां गङ्गासपर्यां निर्वहन्ति गङ्गां पूजयन्ति एवं अहमपि तत् दिने विशेषतया आनन्दम् अनुभूय गङ्गां पूजयामि